नमस्ते स्विग्गी इदानीम् अहं ताजा किचेन् तः अहम् किं तत् मसलादोशा एवं फ़्रैड् रैस् काजु फ़्रैड् रैस् एकं आर्डर् दत्तवती परं मम पार्श्वे खादितुं प्लेट् स्थालिका चमशः चषकः इत्यादिनी न सन्ति तदर्थं भवन्तः कृपया मम कृते डिस्पाज़िबल् तत्र चमशः चषकः एवं स्थालिकामपि प्रेषयन्तु प्रेषयन्तु इति मम सविनयं प्रार्थनास्ति कृपया तदपि प्रेषयन्तु धन्यवादाः